अहं गृहे पाकवेलायां हेच् पी सिलेण्डर् मध्ये तत्र अहं पश्यामि पूर्वं यत्र कुत्रापि लीक् तु न भवति तत्र गास् निस्सरति तु न हि इति तत्र अहं सर्वदा पाकानन्तरम् अहं पिधाय स्थापयामि अनन्तरम् अहं यदा यदा अहं निर्माणं करोमि भोजनं तदा अहं पश्यामि बर्नर् इत्यादिकं नलिका बर्नर् अन्यत् ग्य चुल्लिः इति सर्वत्र परितः सर्वतः अपि अहं पश्यामि यत् शुद्धमस्ति वा स्वच्छमस्ति वा न वा इति नलिका यत्र कुत्रापि छिद्रं तु नास्ति इति अहं दृष्ट्वा तत्र अहं तत्र चालयित्वा अहं भोजनं निर्माणं करोमि अन्यत् रात्रौ शयनकाले अपि अहं चुल्लिं पिधाय स्वपिमि यतो हि बालकः अस्ति बालकः यदा कदापि तत्रैव गच्छति तद् उद्घाटयति अतः अहं तद् उपरि स्थापयामि अधः न स्थापयामि यतः बालकः तत् न स्पर्शं कुर्यात् बालकः एवं तत्र अहं भोजनं निर्माणं करोमि